पूर्वतन दूरवाणी तावत् लघ्वी आसीत् तथा च कीपाड् इत्युच्यते स्म तत् तत्र विविध संख्याः लिखिताः कीस् भवन्ति स्म एवं तत्र डिस्प्ले अपि लघु आसीत् केवलं प्रायः दूरवाणी आह्वानार्थं तथा च सन्देश प्रेषनार्थं लघु रूपेण क्रीडार्थं इत्येवम् उपयुज्यते स्म किन्तु इदानीतन स्मार्ट्फोन मध्ये इतोऽपि अधिकानि संविधानानि सन्ति मेसेज् सन्देश प्रेषणाय तथा च सामाजिक जालपुटानि द्रष्टुं तथा च अन्यैस्सह विडीओ काल इत्यादिकं कर्तुं एवं कक्षायाः स्वीकरणार्थं चलच्चित्र दर्शनाय च व्यवस्थाः वर्तन्ते अपि च नेट्वर्क् अपि पुरातन पूर्वं नेट्वर्क् अपि सर्वत्रापि न उपलभ्यते स्म किन्तु इदानीं सर्वेषां हस्ते आधिक्येन सर्वेषां हस्ते दूरवाणी वर्तते इति कारणात् आधिक्येन सर्वेषु प्रदेशेषु नेट्वर्क् उपलभ्यते एव अहं तावत् बि एस् एन् एल् सिम् उपयोगं करोमि अस्य प्रायः प्रति मासं द्विशतं रूप्यकाणि भवन्ति